अस्माकं शालायां करकुशलम् पाठ्यते स्म तत्र कसूतिकरणं चित्रलेखनं अपि च कर्गजखण्डेन नूतननूतनवस्तु वस्तूनां रचनं भवति स्म सम्यगेव शिक्षणं प्राप्यते स्म तदर्थम् एव पाठकाः आसन् अपि च अस्माभिः बाल्ये कर्गज कर्गजखण्डेन नौः क्रियते स्म वृष्टिः यदा सम्भवति तदानीम् जले तं त्यक्त्वा आनन्दमनुभव अनुभवामः स्मः अपि च कर्गजखण्डेन एव पतङ्गिकां कुर्मः स्म तस्य कृते वर्णादिकं लेपयित्वा भित्तौ लेपयामः स्म सम्यक् एकं तत्र आकारं कुर्मः स्म